इदानीं घर्मसमये नूतन एसी स्वीकुर्मः इति गत्वा दृष्टवन्तः तद् लो कास्ट् माडल् इति एकम् आगतं प्रायशः चैना द्वारा निर्मितम् इति अस्ति वयं लो कास्ट् इति आर्डर् कृतवन्तः तद् आगतम् आगमनं समये एव तस्य पैकिङ् बहु सम्यक् नासीत् किञ्चित् लघु स्क्रैच् अपि आसीत् तस्य उपरि अन्यद् इन्सटलेषन् बहुकष्टेन कृतं सः यद्दिने उक्तवान् स अपि न आगतवान् अन्यद् इदानीं कार्यं कुर्मः चेत् तस्य इण्डिकेटर् यत् अस्ति लेवल् इण्डिकेटर् तदपि कार्यं न करोति अतः बहु किञ्चित् वयं डिसापायिण्ट् स्मः अग्रे तद् ब्राण्ड् न स्वीकुर्मः इत्येव निश्चयं कृतवन्तः